अहम् इदं घटिका आडर कृतवती अस्मि यथा आन्लैन् मध्ये दृष्टं तथा नास्ति वर्णमपि यद्दृष्टं तद् नास्त्येव किमपि अन्यदेव वर्णं वर्तते क्वालिटि अपि तथा नास्ति यथा आन्लैन् मध्ये दर्शितम् धनमपि बहु अधिकं वर्तते परन्तु घटिका तावती शोभना अपि नास्ति धनस्य अपव्यय एव